केषुचित् वित्तकोषेषु स्थानीयभाषायां वित्तकोषीयपत्राणि लभ्यते केषुचित् न लभ्यते परन्तु मम मतम् अस्ति अधिकजनाः आङ्ग्लभाषां न जानन्ति अतः स्वक्षेत्रीयभाषायां वित्तकोषीयपत्राणि भवितव्यम् तदा सर्वे जनाः अपि तस्य उपयोगं प्राप्नुवन्ति यथा जपान् रष्यादि रष्या इत्यादि देशे स्वक्षेत्रीयभाषायाः उत्तेजनम् अस्ति तथैव भारते अपि आवश्यकम् एतत् देशस्य उन्नतये कारणं भविष्यति